अहं चित्रनिर्माणं स्वयमेव पठितवान् स्वयमभ्यासेनैव अभवत् चित्रलेखनं कथम् अभ्यासः अभवत् इत्युक्ते रामकृष्णमठस्य रामकृष्णविजयः पुस्तकं दृष्ट्वा तत्र ईश्वराणां चित्रं सर्वं दृष्ट्वा लघुलघुचित्राणि सर्वं दृष्ट्वा लेखितुम् अभ्यासं कृतवान् एवं गच्छता कालेन सम्यक् अभवत् अनन्तरं अन्य पु विजयभारतं तादृशपुस्तके सर्वं देशभक्तानां चित्रं सर्वं भवति तद्दृष्ट्वा एवं विद्यालयपुस्तके यतः इतिहासपुस्तके तत्र देशभक्तानां चित्राणि सर्वं भवति एतद् सर्वं दृष्ट्वा लेखनं तादृशं लघु लघु एवं अभ्यासं कृत्वा एवं पठितवान्